मम क्षेत्रे तु अधिवक्त्रा आरक्षकेन ग्रामसङ्घे जिल्ला कार्यालये वा अधिकारिणां कारणात् किमपि कष्टम् अनुभूतम् इति किमपि नास्ति यतोहि अत्रत्यजनाः सुसंस्कृतजनाः इति मम भावः अतीवविद्यते अतः अहं न कुत्रापि अत्र भ्रष्टाचारं नैव अपश्यम् अतः मम क्षेत्रम् अत्यन्तं सुरक्षितं स्थानं विद्यते